अस्माकं देशे एतादृशाः उद्योगाः अनेकाः प्रकाराः सन्ति किन्तु सर्वे युवानः अपि अभियन्ता भवितुम् इच्छन्ति जनसङ्ख्यायाः कारणात् रोज्गार् क्षेत्रे समस्याः वर्तन्ते यन्त्रीकरणस्य वृद्धेः कारणात् उद्योगाभावः भवति अतः कार्यस्य दृष्ट्वा बहु क्लेशाः सन्ति तथापि संस्कृतक्षेत्रे युवकानाम् उद्योगविषये अवकाशः विद्यते